कूपात् कथं जलं बहिः आकर्षयामि इत्युक्ते तत्र कूपस्य पार्श्वे द्वये अपि स्तम्भाः भव् भवन्ति तत्र स्तम्भेषु अन्यः एकः स्तम्भः स्थापितः भवति तत्र तस्मिन् स्तम्भे कश्चन किञ्चित् चक्रम् बन्धनं कृत्वा स्थापितं भवति तस्मिन् चक्रे एकं रज्जुं वयं स्थापयामः तद् रज्जुः अधः गत्वा पुनः उपरि आगच्छति इतिवत् भवति तत्र रज्ज्वाम् काचित् द्रोणी भवति तान् रज्ज्वां बध्वा रज्जुना सह द्रोणीं वयं कूपस्य अन्तः प्रेषयामः यदा द्रोणी जलस्य अन्ते गच्छति तत्र द्रोण्याम् जलं पूरितं भवति यदा जलं पूरितं भवति तदा य वयं रज्जुं पुनः आकर्षयामः यदा रज्ज्वाकर्षणं भवति रज्जुना सह एषा द्रोणी एषा द्रोणी अपि आगच्छति तदा द्रोण्यां विद्यमानं जलं वयं स्वीकृत्य उपयोगं कुर्मः एवम् आसीत् पूर्वं कूपात् जलाकर्षणम् इदानीं तु बोर्वेल् इति अस्ति ततः मोटार् यन्त्रं तेन सह वयम् एतद् क् कनेक्ट् कृत्वा ततः वयं विद्युत् उपयुज्य जलस्य स्वीकरणं कुर्मः